अत्र तावद् दर्शनस्य विषये वक्तुमिच्छामि तत्र अद्वैतदर्शनं तत्र अद्वैतवेदान्ते तु प्रकरणग्रन्थानि सन्ति वेदान्तसारः वेदान्तपरिभाषा इत्यादि तत्र प्रस्थानत्रयम् इति व्यपदिश्यते तत्र प्रस्थानत्रयाणां नाम वर्तते उपनिषद्भाष्यम् गीताभाष्यं ब्रह्मसूत्रभाष्यम् इति तत्र किम् एवमपि उ उच्यते तत्र श्रुतिप्रस्थानं स्मृतिप्रस्थानं सूत्रप्रस्थानम् इत्येवं रूपेण तेषां त्रयाणामपि नाम तत्र सिद्धान्तस्य लेशः लेशः सङ्ग्रहकृतः वर्तते तद् अप्पयदीक्षतैः लिखितं वर्तते सिद्धान्तलेशसङ्ग्रहः इति ग्रन्थः महान् ग्रन्थः वर्तते इत्येवं रूपेण भामती वर्तते वेदान्तपरिभाषा इति ग्रन्थः यत्किमपि वयम् ग्रन्थारम्भात् पूर्वं मङ्गलम् इति एकं क्रियते तत्र वेदान्तशास्त्रे वेदान्तपरिभाषायां भवतु यत् विद्याविलासेन भूतभौतिकं रुष्टयातन्नोभिर्मा मानं सच्चिदानन्दविगृहम् इत्येवं रूपेण मङ्गलं क्रियते कुतः क्रियते एतादृशं मङ्गलम् इति चेत् तत्र ग्रन्थे निर्विघ्नं परिसमाप्त्यर्थं भवतु नाम किमपि विघ्नः नागच्छेत् ग्रन्थसमाप्तिपर्यन्तम् इत्येवं रूपेण तत्र मङ्गलं क्रियते अस्माभिः पुनः तत्र का प्रेरणा इत्युक्तौ अस्माकं ऋषिपरम्परा रक्षणीया इति मूलकारणं वर्तते अस्माकं हिन्दु सम्प्रदाये प्र प्रकारानुसारम् अस्माकं पुरातनी ऋषिपरम्परा या वर्तते सा रक्षणीया अस्माभिः निश्चयेन तदर्थं शास्त्राध्ययनं वेदाध्ययनम् आचार्यवान् पुरुषोवेदः इत्यनेन वेदाध्ययनम् आचार्यपूर्वकं कर्तव्यम् एवं शास्त्राध्ययनमपि इत्येवं रूपेण कः प्रेरकः इति चेत् एते ऋषयः एव तत्र प्रमाणिभूताः तथा तथा पेर प्रेरकाः सन्ति एवम् अग्रे अपि शास्त्रमार्गे एव प्रवर्तयितुम् इच्छामि पुनः